मम इष्टं खाद्यमस्ति भात् एवञ्च चाकं नाम चाखेन सह एव खादितव्यं तु तदेव अस्ति मम इष्टं खाद्यम् एवं च कुत्र खादितुमिच्छामि चेत् मम मातामही सम्यक् पाकं करोति अतः तत्रैव गत्वा खादितुमिच्छामि